हरिः ओं

ह सत्यं सत्यं सत्यं हा सत्यं गौरीशङ्करनिलयः इति तस्यैव अधिकं कदा कदा आगच्छन्ति भवन्तः न प कदा आगच्छन्ति श्वः सायङ्काले ह हा हा हा अस्ति परन्तु अस्माकं प्रकोष्ठे एवं रीत्या अवकाशः विद्यते पर्यङ्कद्वयं वस्त्रादिकं स्थापयामः अनन्तर अनन्तरं भोजनमपि तत्रैव भविष्यति सर्वं तत्र सारः क्वथितः अनन्तरं तत्र तक्रम् अन्नं सेवनं सर्वम् उपविशति द्विशतं द्वे द्विशतं द्विशतरूप्यकाणि अत्रत्यानां तथा एव व्यवहारः अधिकम् अधिकम् इत्युक्ते तादृशरीत्या यच्छामः बहु बहु भो सत्यं सत्यं बहु समीचीनं सम्यक् उष्णजलं तदा तदा लभ्यते अधुना वृष्टिकालः खलु अतः प्रातः प्रातःकाले तत् सत्य सत्यं सत्यं वर्तते तत्र व्यवस्थादिकं कुर्मः अनन्तरं व्यवस्था एकस्य पुनः पश्यन्तु एकस्य प्रकोष्ठस्य कृते पञ्चसहस्रं हा अस्तु अस्तु पञ्चरात्रिः विषयः पञ्चसहस्रं सत्यं सत्यं समीचीनं तत्र मशकाः अपि वर्तन्ते अतः सर्वमपि स्थापयामः समीचीनं समीचीनं तथा यथा समयं लभ्यते पुनः आधार् कार्ड् पान् कार्ड् इत्यादिकम् आवश्यकमस्माकम्

पश्यन्तु अतः अतः अनन्तरं कतिदिनानि कतिदिनानि एकस्य दिनस्य वा दिनद्वयस्य वा

सत्यं सत्यं सौ बहु समीचीनतया वर्तते अनन्तरं युष्मदादिकं युष्माकं यानि यानि यानि वर्तन्ते वस्तूनि ते तेषां सर्वेषां दायित्वं युष्माकमेव न तु अस्माकम् आ तत् क्लोज् ओ ओ वार्ता अस्तु आगच्छन्तु आगच्छन्तु आधार् कार्ड् आनयतु अस्तु मिलामः आगच्छन्तु